तिरुपतिनगरस्य स समीपे मङ्गापुरम् इति एकम् स्थानं वर्तते अतीवरमणीयं स्थानं तत् तत्र तिरुप् भगवतः वेङ्कटेशस्य विवाहः सञ्जातः आसीत् परन्तु तत्र गमनाय सा यानानि न सन्ति तत्र यदि गन्तव्यं चेत् ओटो इत्यादि स्वीकृत्येव गन्तव्यं तत्र बस् यानम् इत्यादिकं नोपलभ्यते अतः सा एव एका समस्या वर्तते तत्र गमनाय यत् दिवसे षट् सायं षड्वादनाभ्यन्तरे एव तत्र गन्तव्यं चेत् समीचीनं भवति यदि कोऽपि विलम्बः भवति चेत् अनन्तरं यानं न प्राप्यते